नमो नमः अहं व्याकरणशास्त्रस्य अध्ययनं कृतवती इदानीमेव करोमि वस्तुतः अहं विद्यार्थि एव विद्यार्थिनी एव किन्तु बहवः तु अहं न वक्तुं शक्नोमि किन्तु अहं किञ्चित् वदामि व्याकरणशास्त्रं मह्यं रोचते अहं विदुषि तु नास्मि किन्तु अध्ययनं मह्यं बहु रोचते व्याकरणशास्त्रस्य इतिहासः तु बहु अस्ति इतिहासः तु तु बहु पुरातनः अहं जानामि वेदकालातपि व्याकरणशास्त्रम् अस्ति च आसीत् यत् पाणिनीयपूर्वं तु बहवः शाकटायनः शाकटायनः इत्यादि बहवः व्याकरणकारः अभवत् पाणिनिना किन्तु पाणिनिना व्याकरणम् इति अद्भुतम् अष्टाध्यायी इति पाणिनीयव्याकरणस्य ग्रन्थः अस्ति तु बहुक्लिष्टः किन्तु यदि अध्ययनं करोति चेत् सम्पूर्णं व्याकरणं तत्र किं वदामि सम्पूर्णं व्याकरणं तत्र एकत्री अस्ति इति मन्ये यदि अष्टाध्यायी आगच्छति चेत् व्याकरणम् आगच्छति इति अहं वयं वक्तुं शक्नुमः तदन्तरम् अहं पठामि वैयाकरणसिद्धान्तकौमुदी तथा शरद्रात्रीति अहं पठामि स्म तत्र शरद्रात्रिः इति नूतनः व्याकरणग्रन्थः बेल्लं कोण्ड् रामरायकविः इति ग्रन्थकारः लिखितवान् तेलुगु लेखकः वास्तविकः दार्शनिकः ग्रन्थकारः किन्तु व्याकरणस्य एक एव ग्रन्थः तस्य शरद्रात्रिः इति अहं बालमनोरमा तथा च शरद्रात्रिः इत्यस्य अध्ययनं कृतवती तत् दार्शनिकदृष्ट्या किञ्चित् मतं भिन्नम् इति मन्ये किन्तु केवलम् सूत्रद्वयम् अस्ति शरद्रात्रिमध्ये यत्र किञ्चित् भिन्नं मतं तेन प्रदर्शितं ग्रन्थकारेण उक्तम् लघुसिद्धान्त लघुसिद्धान्तकौमुदी अपि वरदराजः इति ग्रन्थकारस्य अस्ति लघुसिद्धान्तकौमुदी अपि सम्यक् ग्रन्थः यदि ये पठितुम् इच्छन्ति पूर्वम् अष्टाध्यायी न अवगन्तुं शक्यं शक्यते तथा एव प्रथमं लघुसिद्धान्तकौमुदी यति पठनं कुर्मः चेत् किञ्चित् व्याकरणं तु वयम् वक्तुं शक्नुमः व्याकरणम् आग् आगच्छति यदि वयं सखोल अभ्यास इति उक्तं चेत् अष्टध्यायी इति आगच्छति चेत् वरम् अतः व्याकरणशास्त्रं तु सम्यक् बहु सम्यक् शास्त्रम् इति व्याकरणशास्त्रं मुखम् एव वदन्ति अतः व्याकरणं व्याकरणं यदि वयं पठामः चेत् अहं चिन्तयामि अपरं शास्त्रं तु सरलं च जायते यदि व वयं पठामः इति मम मतम्